त्र्यधिकद्विसहस्रतमे वर्षे एप्रिल् मासस्य विंशः दिनाङ्कः पञ्चदशोत्तरद्विसहस्रतमे वर्षे फ़ेब्रवरि मासस्य अष्टादशः दिनाङ्कः सप्तदशोत्तरद्विसहस्रतमे वर्षे मार्च् मासस्य प्रथमः दिनाङ्कः पञ्चाधिकद्विसहस्रतमे वर्षे अगस्ट् मासस्य चत्वारः दिनाङ्कः सप्तचत्वारिंशत्यधिक एकोनविंशतितमे वर्षे अगस्ट् मासस्य पञ्चदशः दिनाङ्कः